सर्वाणि पात्राणि प्रथमं सज्जीकरोमि यदा कदापि द्विवारं वा त्रिवारं वा पयः पात्रं पक्षालीयं फाट् कनटेन्ट् कारणेन छूरिकया कर्तरी एतादृशाः एकः पक्षे स्थाप्य अन्ये पात्राणि अन्यपक्षे स्थाप्य पाकं कर्तुं प्रारम्भं करोमि प्रथमं तावत् शाकान् छूरिकया कर्तयित्वा स्थापयामि तत्समये एव कुबर् कुक्कर् उपयुक्त्वा तण्डुलं पचामि बिजेटेबल् भात् चेद् एतयोः द्वययोः व्यञ्जनानि तुण्डलञ्च मिलयित्वा सिद्धं करोमि साम्भार् चेत् अन्यः पात्रं नीत्वा जलं स्थाप्य साम्बार् पौडर् उपयुज्य व्यञ्जनानि स्थाप्य समापयामि